अहम् समीपस्तग्रामाणि बहुवारं गन्तुमिच्छामि मन्दिराणि द्रष्टव्यमिति मम मनसि सर्वदा इच्छा उत्पन्ना भवति अधिकवारं काञ्चीपुरनगरं गत्वा तत्र विद्यमानम् अस्माकं मठं काञ्चीमठमस्ति तत्र गत्वा आचार्याणाम् आशीर्वादं प्रापणीयम् इति मम इच्छा वर्तते कामाक्षीदेवालयमपि गत्वा तत्र एकदिनात्मकं तस्याः पुरतः उपविश्य ध्यानं करणीयम् इति बहुवारं सप्ताहे एकदिनं वा मया गन्तव्यमिति इच्छा अस्ति अनन्तरम् अस्माकं ग्रामः मण्डगळत्तूर् इति अस्ति तत्रापि मया अधिकवारं गमनम् अस्ति पत्युः सह पुत्राः पौत्राः सर्वे अपि वयं मिलित्वा गच्छामः तदपि प्रतिवर्षं मे मासे तत्र शङ्करजयन्ती इति बृहत् कार्यं भवति तत्र अहं सर्वदा गच्छामि भागं स्वीकरोमि आनन्देन पुनः गृहं प्रति आगच्छामः धन्यवादः